मम प्रदेशे आजीविकायाः कर्मकरणां च कार्यनियुक्ते मुख्यस्रोताः सन्ति कृषिकार्यम् एवं च व्यापारकार्यं जनाः सर्वकार्यं वृत्तिं प्रति प्राधान्यं प्रयच्छन्ति परन्तु वैयक्तिकवृत्तिमपि तथैव चलति यथा वृत्तिं सर्वकार्यवृत्तिं चलति सर्वेजनाः स्विकीय अन्नाः स्वयमेव उत्पादयन्ति अतेऽव कृषि इत्यस्य प्राधान्यं वर्तते एवं च सर्वे तु व्यापारे एव मनोनिवेशं कुर्वन्ति अतेऽव व्यापाराः अपि सम्यक् रूपेण प्रचलन्ति अस्माकं प्रदेशे किमर्थम् इति चेत् यदि स्वकीयस्य अन्नं स्वयमेव उत्पादयामः तर्हि नाम स्वल्पेन स्वल्पेन अर्थेन तु भविष्यति यद्यपि तत्र श्रमाः अधिकाः अपेक्षन्ते परन्तु तथापि स्वल्प अर्थेन भवति इति जनाः चिन्तयन्ति एवं च व्यापारेण तु जनाः स्वस्य जीवनं परिपालनेन एवं च स्वस्य परिवारपोषणेन च स्वातन्त्र्यम् अनुभवन्ति अतेऽव सर्वे व्यापरोपरि मनोनिवेशं कुर्वन्ति अस्मिन् विषये मम अभिप्रायः एतद् अस्ति यत् सर्वकार्यवृत्तिः तु सर्वेषां कृते नास्ति यतोऽहि ते तु केवलं न्यूनस्थरीया आर्थिक व्यवस्थां येषाम् अस्ति तेषां कृतेव अस्ति तत्तु सम्यक् परन्तु सर्वेऽपि सर्वकार्यवृत्तिं प्रति नाम प्राथम्यं न दत्वा स्वस्य कार्याणि स्वयमेव कुर्वन्तु इति कुर्वन्तु इति इच्छामि